शारीरिकव्यायामः योगः इत्यनयोः मध्ये भेदः अवश्यमेव अस्ति यदि साधारणजनानां कथा स्यात् तर्हि अनयोः मध्ये ते इदानीं भेदः अस्ति इति न चिन्तयन्ति अनुपदं साक्षात् तु ना अवबोधयन्ति परन्तु अनयोः मध्ये भेदः अस्माकं शास्त्रेषु वर्णितः वर्तते यतो हि शारीरिकव्यायामः एक्सर्सैस् इति पदेन इदानीं कथ्यते परन्तु योगः एक्ससैस् नास्ति शारीरिकव्यायामः इत्युक्ते शरीरस्य ये अवयवाः वर्तन्ते तेषाम् अवयवानां स्वास्थ्यं सुष्ठता तत्र यथं कथं भविष्यति तदर्थम् एक्ससैस् शारीरिकव्यायामः कर्तव्यः वर्तते परन्तु योगः मनसः इन्द्रियाणां वा भवतु अन्तःकरणानां वा भवतु तेषाम् एक्ससैस् इति उच्यते साक्षात् पतञ्जलेः योगशास्त्रे एव योगः किम् इत्युच्यते तत्र योगश्चित्तवृत्तिनिरोधः इति सूत्रेणैव योगः कः वर्तते इति भगवता पतञ्जलिना निरूपितः किन्तु योगः शारीरिकव्यायामः इत्यनयोः मध्ये साधारणजनेषु भेदः अस्ति इति न मन्यन्ते किन्तु वास्तविकभेदः वर्तते शारीरिकव्यायामेन यथा स शरीरस्य स्वस्थ स्वास्थ्यं तत्र शरीरस्य सुस्थता वर्धते तद्वद् योगमाध्यमेन अस्माकं मनसः बौद्धिकविकासः बुद्धेः स्वस्थता च वर्धते इति अनयोः मध्ये भेदः वर्तते एव